हरिः ओम् अहमिदानीम् अत्र मम अद्यतन स्विगि ओर्डर् विषये तत्र मम निरसनमस्ति तद् इदानीं वदामि अद्य प्रातःकाले प्रातराशार्थम् अहं दोसा इड्लि इड्लि वडा खाद्यपदार्थाः पदार्थाय पदार्थेभ्यः ओर्डर् स्थापितवती दूरवाण्या एतद्मया सार्ध अष्टवादने अष्टवादने कृतं किन्तु वयं प्रतीक्षां प्रतीक्षां कुर्मः किन्तु नववादनं सार्धनववादनमपि ओर्डर् न प्राप्तं यदा ओर्डर् कृतवती तदा तु नववादनात् परं नववादनं वा उपनववादनं प्राप्नुमः इति सूचना आगता किन्तु सार्धनववादनमपि अभवत् दशवादनम् उपदशवादनं तत्र ओर्डर् खाद्यं दातुं स्विग्गि ड्रैवर् आगतवान् एतत्तु बहु समयः व्यतीतः बुभुक्षापि जाता प्रौढाः बालाः अपि गृहे आसन् तस्मिन् दिने एतत्तु सर्वथा तु अश्लाघनीयःविषयः अस्ति अतः किञ्चित् रिफ़ण्ड्वत् ददातु इति मम विज्ञापना अस्ति कृपया शीघ्रमेव अस्मिन् विषये पुनः प्रत्युत्तरं ददातु इति अपेक्षापि अस्ति धन्यवादः